मम बाल्यकाले यदा अहं तृतीयकक्षायां पठन् आसं तदा एकः ग्रीष्मविरामकालः इति आसीत् तदा अहं मम पिता उक्तवान् मम समीपे एतादृशम् एका वार्तापत्रिकायाम् एका वार्ता अस्ति अत्र पश्यतु दशदिनसंस्कृतसम्भाषणशिबिरं संस्कृतभारतीजनाः चालयन्ति इति तदा मम पिता पृष्टवान् भवान् गन्तुम् इच्छति वा संस्कृतं भाषा अस्ति अस्माकं देवभाषा अस्ति भवान् गत्वा पठतु संस्कृतभाषां तस्य ज्ञानं स्वीकरोतु इति बोधितवान् मम पिता बोधितवान् अतः अस्तु मम तु एका इच्छा मम तु एक होबि इव अस्ति भाषा सं भाषाणां ज्ञानं भवतु इति अतः अस्तु संस्कृतं वयं पठामः इति अहं मम अनुजा च मिलित्वा द्वौ अपि सं त गत्वा दशदिनसम्भाषणशिबिरं गत्वा उपविष्टवन्तः दशदिनमपि वयं गत्वा दशदिनानि अपि भूत्वा संस्कृतं ते किं पाठितवन्तः तद् स्वीकृतवन्तः तदनन्तरं विविध प्रदर्शिनीमध्ये तदनन्तरं सम्भाषणशिबिराणां तदनन्तरं प्रशिक्षणशिबिराणि तत्र तत्र कुत्रापि भवतु तत्र म मम पिता मम माता द्वौ अपि पित पितरौ

मम अनुभवः अत्र संस्कृतेन मम अनुभवः तु बहु सम्यक् अस्ति